भारते तथा भारतीयपरम्परायां कलानां स्थानम् बहु एव अस्ति प्रथमं स्थानं ददन्ति इति उक्तवती चेदपि तन्मध्ये किमपि असत्यं नास्ति बहुप्रामुख्यं ददन्ती कलां प्रति तत् किं वा कलां भवतु सर् क सर्वं कलायाम् सङ्गीतकला नृत्यकला चित्रकला सर्वं क्रीडायां सर्वं विचारे अपि बहु प्रामुख्यं ददन्ति एतद् बहुवर्षस्य पृष्ठतः अपि प्रचलन् अस्ति वयं सर्वे जानीमः पुनः किम् इत्युक्ते सामाजिक प्रक्रियासु अपि का कलानाम् उपयोगः बहु एव अस्ति वयम् अस्माकं धर्मं संस्कृतिः सर्वमपि फ़ालो कुर्मः सत्यं खलु तथैव अस्माकं कार्यक्रमम् अस्ति इत्युक्ते अस्माकं धर्मस्य कार्यक्रमम् अस्ति इत्युक्ते प्रारम्भे एव सङ्गीतकलायाः उपयोगं भवति कथम् इत्युक्ते ग विघ्नविनाशकः गणेशस्य श्लोकम् उक्त्वा उक्त्वा वा नास्ति इत्युक्ते गीतं गीत्वा वा वयं कार्यक्रमस्य प्रारम्भं कुर्मः कार्यक्रमं तावदेव न कुत्र वा प्रवासं कुर्मः इत्युक्ते पि विघ्नविनाशकः गणेशः गणेशः एव स्मरणे आगच्छति प्रतिदिनमपि वयं देवं स्मरामः एवम् किं वा का कार्यक्रमे भवतु सङ्गीतकलायाः प्रामुख्यं बहु एव अस्ति पुनः चित्रकलाविचारे सर्वे अपि चित्रकलां वर्धयितुं न शक्यते किञ्चित् जनानाम् एतत् कला आगच्छति अस्तु वा एतदपि बहुसमीचीनं विचारम् चित्रं चित्रयन्ति इत्युक्ते तेषां बहु एव मनश्शान्तिः मिलति मम विचारोपि तदेव किं वा शिरोवेदना आगता इत्युक्ते अहं गत्वा चित्रं चित्रयामि चित्रित्वा नन्तरम् बहु समाधानः भवति अहं मम पितुः तदेव उक्त्वापि एतद् बहु समीचीनं खलु चित्रकलाविचारम् इति अहं लघुभवनसमये एव चित्रकलां किञ्चित् स्टडि कृतवती स्म इत्युक्ते ग गच्छन्ति आसन् पठितुम् एतत् सर्वं भवितव्यम् अस्माकं वयम् अस्माकम् अग्रिमं जनरेशन् भवति खलु परम्परा तेषामपि वक्तव्यम् एवं कलानां वर्धयन्तु इति बहु उत्तमं स्थानमस्ति ते सर्वम् भवितव्यम् अस्माकं जीवने तत् सर्वं नास्ति इत्युक्ते एकरीत्या भवति जीवनं सम्यक् न भवति तत् प्रति कलायाः उपयोगः बहु एव अस्ति